हरि ओं अहं इदानीं दूरवाणीसङ्ख्यां प्रेषितमस्मि मम पूर्वं स्थानम् आसीत् निस्थानं तत्र अत्तावर् चक्रपाणिक्षेत्रे इदानीम् अहं तत्र नास्मि कृपया ततः पूर्वमेव तत्र नन्दिगुड्डप्रदेशे अहमस्मि निश्चयेन तत्र आगत्य मां तत्र ततः आनयन्तु इति प्रार्थये समस्या आगता अस्ति तदर्थम् अहं तत्रैव अभवं इदानीं भवतां कृते प्रेषितं यद् लोकेषन् अस्ति निस्स्थानमस्ति तत्राहं नास्मि किञ्चित् अग्रे गतवान् अस्मि तत्र तत्स्थानं सम्यक् अवलोक्य मम समीपे मत्समीपे आगत्य मां गृण्हीयात् अथवा माम् इतः नयतु इति पुनः पुनः प्रार्थये व्यत्यासकारणात् अभा कारणात् क्लेशः सञ्जातः चेत् क्षम्यतामिति वदाम् वदिष्यामि अनन्तरं यत्रकुत्रापि समस्या आगता चेत् आगमनसमये निश्चयेन एतदेव मम दूरवाणीसङ्ख्या अस्ति दूरवाणीं करोतु समस्यां परिहरतु शीघ्रमेव आगच्छतु इति प्रार्थये